परम्परायाम् इति ह आस इत्येव शब्दस्य अर्थः प्रतिपादितः एवम् आसीत तत् अस्माभिः लिखितम् इति भारते द्वौ इतिहासौ रामायणं महाभारतञ्च तत्र आधुनिक इतिहासस्य हिस्टरी इति यद्वदामः तत्र अन्या शैली रीतिः वर्तते विषयाणां सङ्ग्रहणे अस्माकं भारतीयशैली अन्या वर्तते अतः यत् विषयणां कृताणां कार्याणाम् च सङ्ग्रहणे शै शैलीभेदः यत् वर्तते तदेव साम्प्रदायिकस्य आधुनिकस्य च इतिहसस्य भेदः इति मम अभिप्रायः